मया अध्यापकवृत्तिः कृता अस्यां वृत्तौ मया सन्तोषं प्राप्तं सन्तोषः प्राप्तः किन्तु तत्र सर्वे छात्राः मम कार्यकाले पूर्णाङ्केन अत्यधिक अङ्केन उत्तीर्णतां गताः इति मम सन्तोषस्य विषयः सर्वे छात्राः प्रीतिपात्राः अभवन् छात्राः मां अधिकतया इच्छन्ति सम्माननम् अपि यच्छन्ति इति मम आमोदविषयः